प्राणयामम् करणे कः लाभः भवति तद् सङ्गीताभ्यासे अपि भवति इति अतः वयं यावत् अधिकसमयम् सङ्गीताभ्यासं कुर्मः तद् प्राणायां करणीयसदृशं भवति अहं हा प्राणायामं न करोमि किन्तु सङ्गीतम् अर्धघण्टा यावत् अहं प्रतिदिनम् अभ्यासं करोमि